उपलब्धानां वित्तकोशीयनीतिनां विषये मां शिक्षितुम् इदानीम् अन्तर्जालः एव सहायं करोति पुरा वृत्तपत्राः वा समाचारपत्राः वा पुस्तकानि वा दृष्ट्वा एतानि विषयानि ज्ञायते इदानीम् अन्तर्जाले एव सर्वं लभति स्म भारतीय वित्तकोशीयनीतीनां तस्य संरचना अपि सा सर्वं सर्वकारेण कृतम् तस्याः सञ्चालनं वा परिरक्षणं वा भारतीय रिसर्व् बेङ्क् इति एकम् अत्युत्तम वित्तकोशे कोशस्य सहायेन सर्वकारः क्रियते अद्यतनवित्तवर्षे ये ये योजनाः सन्ति प्रवृत्तयः च सन्ति तेषां विषयः रिसर्व् बेङ्क् पालसीस् इति वदामः तत् यदा वित्तवर्षः आरम्भं भवति तदा ते सर्वेषां जनानां कृते प्रेष प्रेषयन्ति तत् स्थापयेव सर्वाः वित्तकोशाः कार्यं कुर्वन्ति भारतीय रिसर्व् बेङ्क् तु वित्तीयस्थिरतां विषये वा ऋणविषये वा ऋणवितरणविषयं दा डिजिटल् बेङ्किङ्ग् विषये वा विषये वा तेषां विषयेषु नीतिं ददाति ते तामनुसृत्य एव कार्यं सर्वेषां वित्त कोशानां कार्यं करणीयम् पारदर्शिता तु अत्र भवति भवनीयम् एव बेङ्क् वित्तकोशाः प्रक्रियाः सम्यक् सञ्चालनं वा ये नियमाः सन्ति ते वा ग्राहकसन्तोषाय निश्चय निश्चयति रिसर्व् बेङ्क् एव अत्र कार्याणां प्रवाहं सुलभं कर्तुं वा विधिसम्मतत्वं अनुसृत्य एव नियमानि स्थापयन्ति रिसर्व् बेङ्क् तु वित्तीयनिति केवलं न प्रदर् प्रेषयति मौद्रिकनीति अपि तस्य एकं मुख्यं कार्यमस्ति मौद्रिकनीतिं स्थापनं स्थापना वित्तीयस्थिरता रक्षणं निरी बे वित्तकोशानां निरीक्षणं वा नियन्त्रणं वा जे देशस्य चलनधनं वा यत् विदेशीय भाण्डं वा तस्य संरक्षणम् आयोजनं च जनसामान्यसेवा सेवाः वा एतत् एतानि सर्वाणि कार्यानि आर् बि ऐ करोति अन्याः नीतिः वित्तकोषियाः नीतिः इत्युक्ते ग्राहका अधिकारनीति अस्ति कस्टमर् रैट्स् एषा नीतिः ग्राहकस्य अधिकारान् निश्चयति तत् तस्याः ज्ञानं वित्तकोशेषु इतस्ततः स्थापयित्वा ग्राहकाणां ज्ञानं वर्धयते एताः वित्तकोशाः सम्बन्धित अवश्यकतानिधि नीति अति अस्ति अपि अस्ति ग्राहकस्य लेखनिधिम् ये रक्षितुम् एतत् दायित्वं वहति अस्माकं यत् ग्रीवेन्स् भवति किल परिवेदना तस्य निवारणाय अपि एकं समाधाननीतिः अस्ति एकं निवारणनीतिः अस्ति ग्राहकपरिवेदना निवारणा नीतिः इति अन्या नीति इत्युक्ते विलोकनीति अस्ति ब वित्तकोशे यत् कार्यं करोति तेषां कर्मचारिणां कृते अनैतिकता विषये एतत् नियमाः स्थापयति अन्यः नीति अस्ति सेबी सेक्युरिटीस् एक्स्चेञ्ज् बेङ्क् इति वदामः तस्याः नियमा नियमाणाम् आधारतः आधारतः एव सर्वे वित्तकोषाः कार्यं कुर्वन्ति किल तेषां निर्देशः निर्देशाः अनुमोदितं वा लाभवितरणीति वा एतत् सर्वं अन्तर्जालमाध्यम एव ज्ञायते किमर्थम् इत्युक्ते वित्तनीति तु समष्टिवित्तीय वित्तीयनीतिः अस्ति एकैकस्य प्रत्येकव्यक्तेः व्यक्तेः नीतिः न अतः सर्वाः विषयाः अत्र आगन्तव्यम् एव लेखन लेखविषये वा लेखक्रियाविषये वा अवमूल्यनं विषये वा निक्षेपलेखविषये वा अस्माभिः अभ्यर्थनाविषये वा वित्तकोश विवरणविषये वा मूलधनं विषये वा ऋणविषये वा शेषः विषये वा निवेशः वा सम्पत्तिः विषये वा प्रधानतया वृद्धिः विषये अस्माकं सम्पत्तेः उपरि यद्वृद्धिः आगच्छति तस्य विषये वा सार्वजनिक रीत्या एव एता एताः नीतयः भवन्ति तस्य प्रतिवर्षं विधिः विधानसभायाम् अत्र प्रस्तावना भवति